आम् बाल्यसमये पत्रमुद्रा सङ्ग्रहण कार्यं कृतवान् पत्राणि आगच्छति खलु तत्र जलं स्थाप किञ्चित् जलं स्थापयित्वा तत्र मुद्रां निष्काशयन्ति स्म अन्य पत्र विदेशपत्राणि ते आगच्छन्ति तदपि अहं सङ्ग्रहणं कृतवान् काचित् बन्धुगृहं गच्छति समये अपि नूतन त पत्रमुद्रा दृष्टवान् तदपि अहं सङ्गृतः कृतवान् किन् किन्तु क एकसमये पत्रनिष्काश पत्रमुद्रा निष्काशनसमये साक्षात् पत्रम् उद्घाटितम् आसीत् तत् दृष्ट्वा मम मनसि एतत् समीचीनं नास्ति इति अहं

मनसि एवम् आगतम्